प्रथमं मम विषये किञ्चित् अहं तरितुं न शक्नोमि अहम् अद्यापि शिक्षमाणः अस्मि सङ्घर्षः च करोमि मम जलस्य भयम् एतावत् विकसितं यत् द्वे वर्षे वर्षे पूर्वं मम मुखस्य उपरि वर्षायाः पूर्णबलं न भवितुं शक्नोति स्म जलभयात् आरभ्य गोताखोरीप्रेमिणः कस्याचित् यावत् एतत् विचित्रं जातम् मया प्रथमं गोता खोरि विचारः तदा विचारितः यदा मम सखा मया न्यूनातिन्यूनम् एकवारं प्रयत्नं करणीयः इति अग्रहं कृतवान् सः गोताखोरि विषये अनुग्राही अस्ति प्रमाणीकरणार्थं च प्रशिक्षणं कुर्वन् अस्ति यदि सः न स्यात् तर्हि समुद्रे प्रवेशस्य विषये अहं कदापि न विचारितवान् स्यात् अवकाशं गृह्णन्तः अपि अहं दुर्भलं दुर्लभतया जलं प्रविषति स्म समुद्रतटे पठनं च प्राधान्यं ददामि स्म बालीनगरं प्रति अवकाशं ग्रहीतुं पूर्वम् अहं तस्य शार्ट् दातुं किञ्चित् मानसिकरूपेण सज्ज अभवम् अहं बालीनगरे पी ए डी ए प्रामाणितसंस्थायाः सः मूलप्रशिक्षणं कृतवान् यस्मिन् निमेषे अहं जलान्तरे नियामकेन सह श्वासितुं समर्थः अभवं तस्मिन् निमेषे अहं किञ्चित् ठीकः आसम् स्पष्टतया कुण्डप्रशिक्षणं बहु कठिनम् नासीत् तथा च मम विश्वासः आसीत् यत् केवलं कुण्डः इति कारणेन एव न तु समुद्रजलं मम अन्त्यपर्यन्तं द्वितियविचाराः आसन् मम मन्त्रस्य नित्यं स्मरणं कर्तव्यम् आसीत् यत् कालान्तरेण अहं विश्वासं प्राप्तवान् सर्वानि सद्वस्तूनि भवतः आरामक्षेत्रात् बहिः हि सन्ति